सद्यः मया पानसोनिक् इत्यस्याः संस्थायाः वाशीङ्ग् मशीन् स्वीकृतम् आसीत् कियत् सम्यक् रीत्या कार्यं करोति विंशतिनिमेषेषु वस्त्राणि सम्यक् रीत्या प्रक्षाल्य ददाति अहं तु तथा न चिन्तितवती आसम्